मम बाल्यकाले मम मातापितरौ यदा मम अनारोग्यं भवति तदा गृहे विद्यमानं सस् विद्यामानानां औषधसस्याणां कश् कषायं निर्माय ददाति स्म तदा मम स्वास्त्यं सम्यक् भवति विद्यालयं गन्तुं सिद्धा भवामि एकैकस्य रोगनिवारणार्तम् एकैकवनस्पतिसस्यं भवति तीव्रतासमये एव चकित्सालयं नयति स्म एवम् अहमपि मम गृहे वनस्पतिसस्याणां वर्धनं कुर्मः चेत् उत्तमम् इति चिन्तयित्वा मम उद्याने विद्यमानं विद्यमाने स्थले वनस्पतिसस्यानां वर्दनं कर्तुम् आरब्धवती वृष्टिकाले सस्यम् आनीय एक मृत्तिकागटे मृत्तिकां स्तापयित्वा सस्यम् आरोपयित्वा प्रतिदिनं जलसेचनं कुर्मः चेत् कालानन्तरं सस्यम् उत्तमरीत्या वर्धयति ततः औषधं निर्माय रोगीनां कृते दद्मः चेत् रोगस्य निवारणं भवति